दर्शनशास्त्रे मम रुचिः मम अध्ययनस्य प्रेरणादायिनी संस्कृतभाषा संस्कृत्या सह सम्बद्धा अस्ति संस्कृतभाषायाः सौन्दर्यं गम्भीरता च मम प्रियं भवति अध्यात्मधर्मस्य च विषये अधिकं तुम् अव्सरं ददाति भारतीयधर्माणां बिषये अधिकं ज्ञातुं भवद्भिः सह अस्य विषयस्य विष् विषये वार्तालापं कर्तुं अपि मम बहु रोचते दर्शने अनेके विषयाः समाविष्टाः सन्ति अस्मिन् अध्यात्मं धर्मः नैतिकता जीवनस्य उद्देश्यं मार्गदर्शनं ज्ञानं कर्म जीवनस्य तत्त्वानि उत्तमसमाजस्य नीतयः इत्यादयः विषयाः समाविष्टाः सन्ति एते विषयाः दर्शनस्य केचन महत्त्वपूर्णाः पक्षाः सन्ति दर्शनशास्त्रे ज्ञानं प्राप्तुं भवन्तः अध्ययनस्य ध्यानस्य सन्दर्भपुस्तकानाम् अध्ययनस्य अध्यात्मम् अध्यात्मिकगुरुरस्य गुरुरस्य मार्गदर्शनस्य च आश्रयं कर्तुं शक्नुवन्ति एषा निरन्तरप्रक्रिया अस्ति समयः संसाधनं च आग्रहयति परन्तु एषा भवतः आन्तरिकवृद्धिं प्रोत्साहयितुं शक्नोति दर्शने अनुभवः अतीवमहत्त्वपूर्णः अस्ति यदा वयं स्वयमेव किमपि अनुम् अनुभवामः तदा तत् प्रत्यक्षतया स्वजीवने प्रयोक्तुं शक्नुमः अनुभवद्वारा वयम् अधिकं ज्ञानम् अवगमनं संवेदनशीलतां च प्राप्नुमः एतेन वयं स्वस्य अन्तः स्वभावम् अधिकम् अवगन्तुं शक्नुमः धार्मिक अध्यात्मिकयात्रायां च अग्रे गन्तुं शक्नुमः